संस्कृतरूपकसाहित्ये सर्वश्रेष्ठः कालिदासः शास्त्रीयसङ्गीतभाषायाः प्रमुखः कविः नाट्यकारः च अस्ति अन्यकविः विलियम् शेक्स्पियर् इव सः न संस्कृतभाषासाहित्ये अपि दृश्यते तस्य काव्यं नाटकं च हिन्दुपुराणैः दर्शनेन च प्राभावितं अस्ति कालिदासः प्राचीनः भारतीय कविः अस्ति तस्य नाटकस्य गुणवता अधिकम् अस्ति रीतिः सम्यक्तया अस्ति सः संस्कृतभाषायां महान् कविः इति प्रसिद्धः अस्ति